गतदिवसे आपणतः मया स्टोव् इति कृतम् आसीत् तस्य विषये यथा तेन उक्तं यथा बहुसम्यक्तया कार्यं करोति अस्य प्रज्वलशक्तिः दाहकताशक्तिः बहुसमीचीना अस्ति सेल्फ़् स्टार्ट् इति अस्ति परन्तु यदा मया गृह् गृहम् आनीतम् तदा तस्य चालने एव सम्यक्तया न भवति बहु कार्बन् इत्यादिकं सः निष्कासयति अतः यथा तस्य गुणानुवादः पूर्वं श्रुतं यथा दृष्टमपि तस्य एक निमे एक प्रतिशतमपि तत्र नास्ति अतः सम्यक्तया कार्यम् अपि न करोति मया तु बहुवारं क्रोधमपि आयाति अतः अस्य रेटिङ्ग् बहुन्यूनम् अस्ति अतः सम्यक् तया कार्यम् अपि न करोति